मया गृहीतस्य एकस्य प्रियचित्रस्य विषये वर्णनं करोमि मम प्रियचित्रं तावद् सपरिवाररामचन्द्रस्य वर्तते एकं श्लोकं श्रावयामि वामे भूमिसुता पुरश्च हनुमान् पश्चात् सुमित्रासुतः शत्रुघ्नो भरतश्च पाश्वदयोर्वाय्वादिकोणेषु च सुग्रेवश्च विभीषणश्च युवराट् तारासुतो जाम्बवान् मध्ये नीलसरोजकोमलरुचिं रामं भजे श्यामलम् एवं श्लोकः वर्तते तत्र श्लोके रामस्य लक्ष्मणस्य शत्रुघ्नः तस्य ये ये परिवाराः सन्ति तेषां विषये वर्णनं कुर्वन्ति एकस्मिन् चित्रणे ते कुत्र कुत्र स्थिताः भवन्ति ये ये रामः कः लक्ष्मण न कः इत्यादि न जनन्ति चेत् ते श्लोकम् अपि च चित्रणं दृष्ट्वा ते ज्ञातुं शक्नुवन्ति श्लोकः एवमस्ति वामे नाम रामस्य वामपार्श्वे भूमिसुता भवति सः भूमिसुता कः नाम ज्ञा ज्ञायते हनुमान् पश्चात् भवति हनूमान् भवति सुमित्रा भवति सुमित्रास्तः नाम शत्रुघ्नः भवति भरतः भवति इत्येते सुग्रीवः विभीषणः वा तारासुतः जाम्बवान् मध्ये नीलकरकोमलरुचिं रामं तस्य भजनं क्रियते